आन्ळैन् द्वारा अहं संस्कृतवाङ्मयान्तप्रवेशिका इत्येकं पुस्तकं पर्चेस् कृतं तत् पुस्तगं नेट् सेट् के टेट् इत्यादीनां परीक्षाणां सहायकमेव पुस्तकम् अतीव सहायकमेव आसीत् पुस्तके सहस्रम् इत्यादीनि पेज् अस्ति तत्र अनेकानि विषयाणि अस्ति यदा साहित्यं व्याकरणं न्यायं वेदान्तं मीमांसा दर्शनानि अलङ्कारसूत्राणि इत्यादि सर्वस्मिन् सर्वा विषयाणि तस्मिन् पुस्तके अस्ति आसीत् तत्र विषयाणाम् अनन्तरं तद्विषयान्यधिकृत्य प्रश्नान्यपि दत्तं तत्र उत्तराण्यपि तेनैव दत्तं तत् परीक्षा परीक्षायां सज्जीकरणं कर्तुम् अतीवसहायकमेव आसीत् पुस्तकस्य रूप्यकाणि पञ्चाशत् अथवा पञ्चशतमेव आसीदिति अहं मन्ये तत्र पुस्तकम् अतीवसहायकमेव आसीत् आन्लैन् द्वारा पर्चेस् कृतम् इत्यनेन पर्चेस् अपि सुखम् आसीत् पुस्तके दत्तं कण्टेण्ट् अपि सम्यक् आसीत्